भारते नर्तकाः बोलिवुड् तः बहु प्रेरिताः प्रभाविताः सन्ति एव तत्र अस्माकं भारतीयसंस्कृतेः सम्बद्धाः विभिन्नाः नृत्याः गीतानि कथाः चलनचित्राणि भवन्ति ततः प्रेरितश्चेत् सम्यगेव कदाचित् विदेशी अथवा अस्माकं संस्कृतिविरुद्धमपि यदि प्रभाविताः भवन्ति तदा समाजं प्रति अन्यायमेव भवति समाजे उत्तम शि उत्तम परिणामः न भवति विपरिणामः भवति यदि ते बोलिवुड् तः एतादृशानि कानिचन रोममान रोचमानानि गीतानि हर हर शम्भो एवं वराहरूपं देववरेण्यं इत्यादि गीतानि यदि ते स्वीकुर्वन्ति अथवा स्वजीवने तत् इच्छन्ति तदा अस्माकं संस्कृतेः तत्र उन्नतिः भवति अंस्कृ अस्माकं संस्कृतेः प्रचारः भवति तेन समाजे उत्तमाः प्रजाः निर्मिताः भवन्ति स्वास्थ्यमपि सम्यक् भवति यतोहि भारतीयसंस्कृति नाम दैवाराधनं देवाराधनं प्रकृतेः आराधनं अत्र मृत्तिकामपि देवी माता इति पूजयन्ति एवं शिलामपि देवत्वेन दैवत्वेन पूजयन्ति अतः तत्परिणामः तु उत्तममेव भवति पुनश्च अन्यानि गीतानि अपि नृत्यानि गीतानि वा इच्छन्ति नाचो नाचो इत्यादि बालाः बहु तेन रोमाञ्चितानि भवन्ति तेन नृत्येन तेन गीतेन नृत्यं कुर्वन्तः ते बहु मनोरञ्जिताः भवन्ति